एकस्य देशस्य वा अथवा एकस्य समाजस्य वा स्वस्थितौ सुस्थितौ च संस्कृतिः अत्यन्तं प्रामुख्यं अत्यन्तं प्रामुख्यं वहति कुतः इत्युक्तौ तु संस्कृतिं विना संस्कृतिं विना समाजस्य उन्नतिर्न भवति यदि संस्कृतौ जनाः सम्यक् सन्ति अथवा संस्कृतिस्सम्यगस्ति तदानीमेव जनाः वर्धन्ते अभिवर्धन्ते च अतः संस्कृतिः आचरणीया पुनः अन्येषां प्रति बोधनीया अपि बोधाभावे अधुना वर्तमाना संस्कृतिः अग्रे नश्येत् अतः तस्याः नाशे सति सः नाशः केवलं संस्कृतेः नाशः इति न भवति अपि तु कृत्स्नस्य समाजस्य नाशाय सः नाशः हेतुर्भवति अतः स्वसंस्कृतिः अग्रिम जनाङ्गं प्रति नेया एव तत्र किं विप्रतिपत्तिरपि नास्ति क्लेशोऽपि सः विषयः क्लेशावहः इति नाम न मन्तव्यम् यद्यपि अस्माकं जीवा तु भूता संस्कृतिः तथा रक्षणीया पुनः यथा शक्तिवर्धनीया च संस्कृतेः वर्धनमपि सम्भवति यदि अस्माभिः अनुष्ठीयमाना संस्कृतिः अथवा आचर्यमाणा व्यवहाराः इतोऽपि कौशल्यपूर्णं यदि आचर्यन्ते तदानीं तत् संस्कृतेः वर्धनाय सः आचारः आचरणं वा कारणीभूतं भवति अतः संस्कृतिः एवं रीत्या वर्धयितुं शक्यते एवं संस्कृतिः वर्धनीया अथवा यथा शक्ति आचरणीया वा एतेन समाजस्य महान् उपकारः कृतो भवति अग्रिम समाजं पी ढि इति यदुच्यते जन्रेशन् तत्र संस्कृतेः उन्नयने उन्नयनं क्लेशावहम् इति न मन्तव्यम् यतोहि तत् अस्माकं सर्वेषां दायित्वम् अस्ति तत् करणीयमेव तत्कृते एव अस्माकं जीवनं सार्थकं भवति पुनश्च अग्रिमाः ये भवन्ति तेषां जीवनस्य सार्थक्यमपि तत्रैव भवति